संस्कृतं पठामः चेत् दर्शनं स्वयमेव आयाति मम अभिरुचिः भिन्नभिन्नदर्शनानाम् अध्ययने वर्तते तत्र वेदान्तस्य अध्ययनं कुर्मः तदा आनन्दः अनुभूयते चार्वाकदर्शनं पठित्वा जैनदर्शनं पठित्वा बौधदर्शनं पठित्वा भिन्नविषयं ज्ञात्वा स्वकीय मतम् अभिव्यञ्जयितुं सामर्थ्यं समायाति अतः तस्मिन् क्षेत्रे अपि मम रुचिः वर्तते न्यायदर्शनं वयं पठामः तदा विषयाणां गभीरता तत्र दृश्यते पुनश्च गीतायाः पुनः न्यायदर्शनस्य साङ्ख्यदर्शनस्य समायोजनम् अपि वयं कर्तुं शक्नुमः तत् साङ्ख्यदर्शनम् अपि रुचिकरं वर्तते एव एवं सर्वेषां दर्शनानाम् अध्ययनं कृत्वा वयं आत्म अनुभूतिं प्राप्नुमः एवं प्रतीयते यद् इदानीं किञ्चित् आत्मा तृप्तः सञ्जातः अतः दर्शनानां सर्वेषां अध्ययनं रुचिकरं वर्तते मम